परिवारेण मित्रैश्च सह वार्तालापं कर्तुं पाकक्रियां कथं विभागं करोषि इति वस्तुतः मम प्रश्नः अस्ति इदानीं परिवारे तु अहं भोजननिर्माणं न करोमि वस्तुतः माता भवति सा एव करोति वस्तुतः वयं छात्रावासे मित्रैः साकं मिलित्वा भोजननिर्माणं कृतवन्तः मिलित्वा सर्वे सर्वे मिलित्वा भोजननिर्माणं कृतवन्तः कुर्वन्तः सन्त्यपि मित्रैश्च भोजननिर्माणसमये पाकक्रियायां विभागं तु भवत्येव नाम इदानीं बहवः भवन्ति चेत् त तत्र विभागः अवश्यं कर्तव्यमेव भवति वस्तुतः तत् कथम् इत्युक्ते तत्रादौ एकः ओदनस्य निर्माणं करोति एतत् प्रक्षालनं कृत्वा तण्डुलं तण्डुलं प्रक् प्रक्षालनं कृत्वा ओदनस्य निर्माणं करोति अपरः कश्चन शाकानां कर्तनं करोति इतोऽपि अपरः तत् सर्वं स्वच्छतां करोति पुनः अपरः एतस्य एतस्य सारः भवति किल तस्य निर्माणं करोति अपरः अवलेहं निर्माणं करोति तदानयति नो चेत् नास्ति चेत् यत्किमपि वस्तु नास्ति चेत् तद् आपणतः आनयति एवं रूपेण विभागं कृत्वा वयं पाकनिर्माणं कृतवन्तः कुर्वन्तः सन्त्यपि इदानीमपि तत्र पाकक्रियात् परं मिलित्वा भोजनमपि कुर्वन्ति